मया साधितेषु कार्येषु मयि धन्यतामानीतं कार्यमस्ति यत् अहं वर्षात् वर्षद्वयं पूर्वात् अहं निर्धनबालकान् पाठितवान् तत्र अहं सर्वेभ्यः बालकेभ्यः निःशुल्करूपेण शिक्षां दत्तवान् अहं तेषां बालकानां प्रवेशमपि विद्यालये कारितवान् तेषां उत्साहवर्धनमपि कारितवान् अहं तान् संस्कृतभाषा अपि पाठितवान् ते जनाः ते बालकाः सम्यक् रूपेण संस्कृतमपि इदानीं वदन्ति एतेन किं भवति मम मनसि अपि बहुप्रसन्नता आगच्छति यत् अहो मया शिक्षिताः बालकाः सन्ति एतेन